रामायणं प्राचीनभारतस्य संस्कृतमहाकाव्यम् अस्ति हिन्दुधर्मस्य महत्त्वपूर्णमहाकाव्या दिषु अन्यतमं रामायणम् अस्ति रामायणम् आदिकाव्यं वर्तते अस्मिन् महाकाव्ये चतुर्विंशतिसहस्रं श्लोकाः सन्ति एवञ्च सप्त काण्डाः सन्ति ते यथा आदिकाण्डम् अयोद्ध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डं सुन्दरकाण्डं युद्धकाण्डम् उत्तरकाण्डम् इत्यादयः रामायणं महाकाव्यं महर्षिवाल्मीकिविरचितं महर्षिवाल्मीकिः अस्मिन् महाकाव्ये अयोद्ध्याराजदशरथस्य पुत्रः रामस्य सम्पूर्णजीवनवृत्तान्तं कथयति अस्मिन् महाकाव्ये विविधसम्बन्धानां परस्परं कर्तव्यानां वर्णनं कृतम् अस्मिन् महाकाव्यम् आदर्शपतिः आदर्शभ्राता आदर्शपत्न्याः आदर्शराज्ञः च भूमिकावर्णनं कृत्वा मानवसमाजस्य आदर्शा व्याख्यानं स्थापयति प्राचीनभारतस्य मानव अस्तित्वस्य धार्मिकचेतनायाश्च पक्षाः वर्णितम् अस्ति संस्कृतसाहित्ये एवञ्च भारतीयसंस्कृतेः अस्मिन् महाकाव्यस्य प्रभावः अपरिहार्यं वर्तते